नमस्ते भवतः सकाशात् अहम् एकं चा चार्जर् स्वीकृतं मया एकं स्व चार्जर् स्वीकृतं तत् सम्यक् कार्यं न करोति शीघ्रमेव उष्णं भवति तत् कारणतः मम दूरवाणी अपि एका नष्टा जाता तत् सम्यक् नास्ति